अस्माकं समुदाये सांस्कृतिक आचाराणां विषये आदौ कथयामि चेत् तर्हि अत्र सांस्कृतिक उत्सवाः सन्ति यथा

जनैः परिपाल्यन्ते तत्र तु जामातरः ये सन्ति तेषामेव पूजनं भवति एवं च अत्र भाय्दूज् इति कथनेन एका एक फेस्टिवल् जनाः परिपालयन्ति तत्तु राछि राखिपूर्णिमायां न भवति यथा भारतवर्षे अन्यत्र सर्वे जनाः पालयन्ति परन्तु अन्यत् एकदिने नाम दसहरासमये दुर्गापूजनानन्तरं दिवसद्वयं त्यक्त्वा तत्र भ्रातृ जनानां ये सन् भ्रातृजनानामेव पूजा भवति एवं च वस्त्राणि यदि कथयामश्चेत् सर्वे जनाः त्रिपुरप्रदेशतः ये सन्ति आदिवासिनः ते तु स्वकीयवस्त्राणि नाम सूतिकावस्त्राणि एवं च भिन्नभिन्नहस्तशिल्पमाध्यमेन यथा त्रिपुराराज्यस्य चित्रणं भवति तथैव वस्त्राः वस्त्राणि परि परिधानं कुर्वन्ति परन्तु अन्यैः सन्ति बङ्गप्रदेशतः जनाः ते तु स्वकीय शाटिका इत्यादिकमेव परिधानं कुर्वन्ति विधयः तु अत्र नाम वैदिकविधयः सम्यक् वैदिकविधयः नास्ति यतो हि अत्र सर्वे जनाः त्रिपुराप्रदेशतः ये सन्ति तेषां तु वैदिकमते पूजा इत्यादिकं न भवति यद्यपि मातामन्दिरे नाम त्रिपुरसुन्दरीमन्दिरे इत्यादिकं वैदिकं मन्त्रे एव पूजा भवति परन्तु स्वस्व गृहे जनाः तु केवलं भक्त्या एव यथा समर्पणं भवति तथैव पूजा इत्यादिकं कुर्वन्ति एतत्तु भिन्नमस्ति अन्यप्रदेशात्